अस्ति बाणभट्टः बाणभट्टः प्रा हर्षवर्धनस्य कवयः सन्ति तेषां ग्रन्थद्वयं प्रमु प्रा प्रमुखमस्ति हर्षचरितम् एवं कादम्बरी हर्षचरिते राजा हर्षवर्धनस्य चरितमस्ति एवं कादम्बर्यामपि कादम्बरी राजा कादम्बरी बाणस्य विशिष्टं काव्यम् अस्ति एवञ्च अस्मिन् गद्यसाहित्यं संस्कृते गद्यसाहित्यम् एतद्वयं प्रमुखं वर्तते आचार्येण बाणेन किमपि कथनीयस्य किमपि कथनीयवार्तान्न त्यक्तम् अतः एतस्मात् कारणादेव पश्चात् वर्तीये लेखका सन्ति ते बाणम् अतिक्रान्तं न कर्तुं प्रभवतः अस्य कवेः सर्वतोभिमुखप्रतिभा व्यापकज्ञानं अद्भुतवर्णनशैल्याम् एवञ्च प्रत्येकवर्णविषयव्यापकज्ञानं वर्तते अतः अतः वर्तते गद्यं कवीनां निकषा वदन्ति इति इति भवति एवञ्च गद्यकाव्ये बाणेन कादम्बरी इति लिखितं कादम्बर्यां चन्द्रापीडः अस्ति चन्द्रा चन्द्रापीडे शुकनासोपदेशे बाणेन नवयौवनविषये वारं वारम् अलिखत्